ह ह प्रणमामि आं विष्णुकान्त् पाण्डे महोदयाः सम्प्रति राष्ट्रीयशिक्षानीतिः समागता वर्तते तर्हि अत्र अस्मिन् वर्षे शमयसारिन्याः निर्माणं भविस्यति एवञ्च वर्ष पर्यन्तं व्याकरणविभागस्य यानि कार्याणि सन्ति तानि सर्वा तेषां सर्वेषां कार्यानाम् एकं सङ्कलनं भवतु एतदर्थं विचारः अत्र कर्तुम् आवश्यकं वर्तते

अस्तु अस्तु अस्तु भवतां भवतां सम् भवतां सम्यक् भवतां सम्यक् विचारः अवश्यं शीघ्रमेव एतस्य एतस्याः व्यवस्था अ करणीया यतो हि सर्वे मिलित्वा अत्र संपूर्णवर्षस्य कार्यक्रमः कार्यक्रमस्य निर्धारणं कुर्यादिति ह ह

अस्तु अस्तु अस्तु ह सम्यक् सम्यक् सम्यक् प्रतिपादितं भवद्भिः इति समयसारिणी प्रसङ्गे तत्र निर्णयो भविष्यति अधुना विभागे राष्ट्रीयसङ्गोष्ठी राष्ट्रीयसङोष्ठ्या आयोजनमपि वर्तते कदा करणीयं कस्मिन् मासे एकवारमत्र विचारः प्रदेयः अस्तु अस्तु अस्तु ह यथा सर्वेषामुपवेशनं भविष्यति तत्र विस्ताररूपेण चर्चा भविष्यति ह आमाम् अस्तु ह अस्तु हु आम्